नमो नमः मम नाम वैखर्य मित्काळे मम मित्रं नागपुरविमाननिस्थानतः रामटेकम् आगन्तुम् इच्छति तर्हि तस्य कृते एकं क्याब् बुक् करणीयम् तस्य दूरवाणीक्रमाङ्कः अस्ति अष्ट सप्त शून्यं नव पञ्च अष्ट सप्त षड् शून्यं नव इति ए केब् बुक् करणे करणस्य कृते कति रूप्यकाणि आवश्यकम् अस्तु अहं तां सूचयामि यत् द्विसहस्रं रूप्यकाणि यच्छन्तु धन्यवादः